मानसिकव्याधीनां विषये देशीयचिकित्साक्रमाणां कः विचारः इति पृच्छति चेत् एकम् अस्ति ज्योतिषशास्त्रानुसारेण तत्र रोगविषयेषु चिन्तनम् इति अस्ति तत्र एकः मानसिकरोगः भवति एकं प्रारब्धकर्मवशात् प्रा प्राप्तरोगाः भवन्ति तत्र उन्मादः अपस्मारादयः रोगाः भवन्ति तत् पुनः ज्योतिषशास्त्रे किमर्थम् अयं रोगः आगतः मनोरोगः इति तत्र वदन्ति नी किं क्रोदसा स्वाध्वसशोकादि वेगजातस्तु मानसा ज्ञेया रन्द्रमनोनाथम् इथो योगक्षे योगक् योगेक्षणादिभिः इति प्रश्नमार्गे मनोरोगस्य विचारे वदति तत्र को क्रोधः भयं दुःखः कामः इत्यादि मनोविक् विकारद्वारा ते तस्य वेगनिमेश् वेगवशात् मनोरोगाः भवन्ति अष्टमभावादिपः पञ्चमभावात् भावादिपः अनयोः परस्परदृष्टिः अथवा भावादिपानां योगः इत् इत्यादि अथवा अन्योन्यकेन्द्रस्थितिद्वारा मनोरोगाणां चिन्तनं क्रियते तत्र आगतः आगन्तुकरोगः इति भवति पुनः दृष्टनिमित्ताः निमित्ताः रोगाः इति भवन्ति महात्मानं शापः शापः अभिचारघातादि जातादृष्टनिमित्तजाः नाम शा कस्यापि महात्मानं शापः अथवा अविचारः इत्यादि कारणेन अपि अथवा पूर्वजन्मकर्मवशात् अथवा भूतबाधादिविशेषात् अपि एते अदृष्टजाः रोगाः भवन्ति पुनः उन्मादरोगाः भवन्ति तत्र लग्नस्थे दिशणे दिवाकरसुतौ भौमोतवाद्यूनगु एषा पद्धतिः भवति ग्रहाणां वशात् उन्मादः रोगः वा तस्य भेदः कः तस्य लक्षणानि कानि इति विचारः अस्मिन् श्लोके वदति एषः द्वादशतम अध्याये अत्र एकत्रिंशत्तमश्लोकः भवति लग्नस्थे दिशणे दिवाकरसुतौ भौमो धवाद्यूनगो अन्ते लग्नगते मदात्मजतपः संस्थो महीनन्दनः मूर्तौ मूडशशीन्दुजौ कृषशशी मन्दश्चरिः पस्थितौ पापोपेत कृषामृ वृष् कृषामृतांशु हृदया आयुः स्वान्तधर्मोपगः अस्ते पापयुतो मान्दिर्वित्रिषष्टमान्त्यगः उन्माददायिनो योगा एवमष्टौ समीरिताः तत्र अष्ट उन्मादरोगाः भवन्ति एकं गुरुः लग्ने अस्ति शनिः सप्तमभावे अस्ति तर्हि किं भवति एतद् एकम् उन्मादलक्षणं भवति गुरुः लग्ने कुजः सप्तमे तदपि अन्य एकम् उन्मादलक्षणं शनिः लग्ने कुजः सप्तमे कुजः पञ्चमे सप्तमे नवमे वा एवम् अस्ति चेदपि एतद् उन्मादरोगः चन्द्रः मौढ्यचन्द्रः बु चेत् बुधेन सह सोपि उन्मादकारकः क्षीणचन्द्रः शनिना सह द्वादशभावे अस्ति चेदपि उन्मादकारकः क्षीणचन्द्रः पापग्रहयोगे तदपि उन्मादकारकः एवं मान्दियोगे पा नवम्भावादिपः चेदपि उन्मादकारकः एवं बुधः त्री पञ्च त्री षष्ट अष्टम द्वादशभावेषु पापेन सह अस्ति चेदपि उन्मादकारकः उन्मादरोगकारकः इति वदन्ति अयं चित्तभ्रमः मनोरोगः इत्यादिवशात् चिन्त्यते पुनः तत्र उन्मादभेदाः भेदाः भवन्ति हर्षेच्छा भयशोकादेः शोकादेः विरुद्ध अशुचिभोजनात् गुरुदेववादिकोपात् च पञ्चोन्मादभवन्त्यथा त्रिदोषजा सन्निपाता आगन्तव इति स्मृतः तत्र किं भवति वास्तविकतया सन्तोषः आग्रहः भयम् इत्यादी कारणवशादपि उन्मादाः आगच्छन्ति पुनः महात्मानं कोपः शापवशादपि आगच्छति वातोन्मादः पित्तोन्मादः कफोन्मादः सन्निपातः उन्मादः आगन्तुकोन्मादः इति पञ्चभेदाः उन्मादेषु भवन्ति तस्य कारणात् किं भवति ते हा उच्चैः हसन्ति रुदन्ति नृत्यन्ति अथवा शरीरस्य का वर्णव्यत्यासः भवति क्षीणः भवति शरीरः क्षीणः भवति अथवा अङ्गचेष्टादिकं कुर्वन्ति एतादृशरीत्या एतानि सर्वाणि वातोन्मादस्य लक्षणानि भवन्ति पुनः पित्तोन्मादः कथं नाम द्वेषः कुर्वन्ति असहना दर्शयन्ति एतद् पुनः धावन्ति शा शरीरे उष्णता भवति एतत् सर्वं पित्तोन्मादस्य भवति पुनः निर्जनप्रदेशे भवति सदा निद्रां कुर्वन्ति स्त्रीणाम् इच्छन्ति रुचिः न भवति तत्र वान्तिं कुर्वन्ति एतत् सर्वं किं भवति वातः एतानि कफोन्मादस्य लक्षणानि भवन्ति आगन्तुकोन्मादे शक्तिवृद्धिः भवति विशेषः विशेषं ज्ञानप्रदर्शनं पराक्रमः इत्यादि कुर्वन्ति एवं रूपेण तत्र वातपित्तकफोन्मादस्य भेदाः भवन्ति पुनः पुनः अपस्माररोगाणां विचिन्तनं वर्तते तत्र कथम् उन्मादस्य कारणं एवं भवति विषमं आहारसेवनम् अशुचिभोजनम् उपवासं विशेषं भयं वैराग्यम् इत्यादि कारणेन वातपित्तोन्मादः भवति पुनः द्वादश अपस्माराणां विचारे कथितः अस्ति पुनः औषधीनां विचारे क कथितः विचारेषु वर्णाः कथिताः सन्ति पुनः रविरोगः देवताबाधानां विचारे कथिताः सन्ति प्रत्येकस्य ग्रहस्य प्रमेयः इत्यादीनां रोगानां विचारे ग्रन्थेषु वर्णिताः सन्ति अतः एतद् विचार्य अस्य रोगस्य किं किम् औषधम् इति ज्योतिशषास्त्रे अपि वर्णितम् एवं रूपेण ओषधिं स्वीकरणीयम् इति अपि शास्त्रेषु कथितमस्ति पुनः आयुर्वेदशास्त्रे अपि अस्य मनोरोगस्य कृते प्रायः एतद् परिहाराः ओषधयः अपि कथिताः ज्योतिषशास्त्रे तस्य रोगस्य कारणं पुनः तस्य परिहारः कथं किं कस्य देवतायाः आराधना करणीया किं दानं देयम् इत्यादि विषयाः अपि वर्णिताः सन्ति तदर्थम् अत्र किं भवति रोगमूलस्य ओषधिः एकं पूर्वजन्मकर्मस्य ओषधयः एवं रूपेण कथिताः सन्ति इति उक्त्वा विरम्यते